भारतीयशास्त्रीयनृत्यानां प्रकाराः एवं सन्ति भरतनाट्यं कुचुपुडि कथक् ओडिस्सि मणिपुरि मोहिनि अट्टम् सत्त्विया इ्ति भरतनाट्ये नाट्यं तु प्राचीनतमा शास्त्रीयनृत्यमस्ति एतत् तमिळुनाडुतः आरब्धः इति केचित् जनाः वदन्ति किन्तु पूर्वं भरतनाट्यस्य सदित् सतिरत्नम् इति नाम आसीत् भरतनाट्यस्य विभिन्नप्रकाराः अपि सन्ति तानि प्रकारानि बाणि इति वदन्ति अरमन्डौ प्रयोगेन एतत् नृत्यं बहुविशिष्टकरम् अस्ति कुचुपुडि एतत् भरतनाट्यशास्त्रस्य सदृशमेव भासते आन्ध्रप्रदेशस्य कुचुपुडि ग्रामे एतत् जनितमस्ति कुचुपुडि इति एव अतः अस्य नाम अत्र त्वरपादचलना नाटकशैल्या दर्शनं ताण्डवदासस्य सम्मेलनम् एतदेव अस्य प्रकारस्य वैशिष्ट्यं वर्तते ओडिस्सि ओडिस्सि इत्यपि ओडिस्सि इत्यपि नाम नाम नाम्ना प्रसिद्धः अयं नाट्यरूपम् ओदिश्शा प्रदेशस्य नृत्यं नृत्यशैली अयं नृत्यं तु पूर्वं महिलाः एव कुर्वन्ति स्म ताभ्यः प्राधान्यम् आसीत् इदानीं पुरुषाः अपि जानन्ति अयं नृत्यं शैल्याः वेशभूषणं भिन्नं भवति कमरपट्टी शिरस्य उपरि किरीटम् एवं धरन्ति सर्वं रजतस्य आभरणानि एव धारितव्यं नूपुरानि अपि आवश्यकी एव कथक् कथक् उत्तरभारतस्य बहुषु स्थलेषु शैली वर्तते कथक् शैल्यां पदचलनं बहु प्राधान्यं भवति वेगेन चलनमपि करणीयमेव उत्तरभारतसङ्गीतशैली एव अनुसरणीयं तबला हार्मोनियम् एवं च आवश्यकं भवति मोहिनी अट्टम् इयं शैली केरला प्रदेशस्य अस्ति अत्र श्वेतवस्त्रं धृत्त्वा शरसि केशबन्धनं कृत्त्वा आभरणानि धरन्ति वेगचलनमिति प्रायशः अत्र नास्ति वस्तु प्रधानम् अस्याः शैल्याः वैशिष्ट्यम् नयनयोः चलनं ललाटस्य चलनं प्राधान्यं भवति अभिनयं पूर्वकम् अभिनयपूर्वकम् एषा शैली सावधानेन भवति मणिपुरि एषा शैली मणिपुरी देशस्य वर्तते अत्र मन्दं गतिः प्रधानम् अत्र डमरुः इत्यादयः योजयन्ति वेषभूषणानि अपि भिन्नं भवति